सद्यःकाले प्रचलित विषयेषु राममन्दिरम् अत्यन्तम् आसक्तिदायकं विषयं भवति तत्र अनेकम् अनेकात् समयात् राममन्दिरस्य विषयः तत्र न्यायालये उपस्थापितः आसीत् यत् कदा राममन्दिरं तत्र भवेत् इति रामजन्मभूमिः तत्र रामस्य जन्मः अभूत् इत्यस्मात् कारणात् किन्तु बहुसमयात् परं निर्णयः आगतः यत् अत्र राममन्दिरं भविष्यति भवति राममन्दिरमेव भवति इति अतः तादृशं निर्णयं सम्प्राप्य जनाः अत्यन्तम् आनन्दिताः अतः तादृशं राममन्दिरं द्रष्टुम् उत्सुकाः जनाः इच्छन्ति यत् कदा राममन्दिरं राममन्दिरस्य उद्घाटनं भवति कदा वयं दर्शनं कर्तुं गच्छामः इत्यादि विषयान् विषयान् मनसि स् मनसि आधारीकृत्य औत्सुक्येन तेषां मनसि अत्यन्तम् औत्सुक्यता वर्तते अतः जनानां तत्र श्रद्धा वर्तते श्रद्धा कारणात् मन्दिरस्य निर्माणे दर्शने तेषां रुचिः अस्ति अतः राममन्दिरविषयस्य वार्ता इदानींतनकाले इदानींतनविषये अत्यन्तं प्रचलितविषयः